मम ग्रामः वर्तते शृङ्गेरि इति तत्र तावत् आरोग्यविषये नाम हास्पिटालिटि इति विषये बहु कष्टं वर्तते मोग्गः तत्र मेणसीन् इति मा परिसरः राजीव्गान्दि परिसरः इति ततः वयं तत्र गन्तुं बहु कष्टम् अनुभवामः बस् यानस्य दुर्लभत्वात् तदर्थम् आटो यानमपि वयं कुर्मश्चेत् बहु अधिकं धनं धनव्ययः भवति किं कर्तुं शक्यते इति जिज्ञासायां वयं तावत् सर्वदा सर्वदा सर्वदा धनं दत्त्वा दत्त्वा विहिीकृत्य बहू धनं विहीकृत्य गच्छामश्चेत् तावत् सोढुं न शक्यते तस्मात् किञ्चित् तस्मिन् विषये चिन्तनीयं भवति उद्योगप्राप्तिविषये तावत् अस्माकं परिसरस्य परिसरे ये पठितारः छात्राः सन्ति ते सर्वे तत्र गत्वा अग्रे बेङ्ग्ळूरु नगरे वा कुत्रापि वा शैक्षिकशैक्षणिकक्षेत्रेषु उद्योगं प्राप्य बहु कार्यं कृताः किं कुर्वाणः सन्ति तद् मोदस्य विषयः इदानीं शिक्षणव्यवस्थायां तावत् अस्माकम् अस्माकं परिसरे प्राक्शास्त्रीतः नाम प्लस् लेवन् प्लस् ट्वेल्व् तः प्लस् वन् प्लस् टू इति आङ्ग्लभाषायां कथ्यते तदनन्तरं बी ये येम् ये पी हेच् डी पर्यन्तमपि वयं कर्तुं शक्नुमः बी एड् अपि इदमिदानीं व्यास्था जायमाना अस्ति तदपि बहु उत्तमा उत्तमम् उत्तमं कार्यमस्ति तस्मात् शिक्षणक्षेत्रे बहु योगदानम् अत्र दृश्यते